क्रीडाः जनेभ्यः उद्विघ्नतानिवारणाय आनन्ददायकं मार्गं यच्छति कथमित्युक्ते क्रीडां सर्वैः सह मिलित्वा यदा क्रीडनं करोति तदा सर्वेषां प्रोत्साहद्वारा मनः सम्पूर्णतया क्रीडा एव स सम्लग्नः भवति मनस्थितक्लेशान् दूरीकरोति उद्विघ्ननिवारणद्वारा मनोल्लासं प्रकटीकरोति शरीरमाध्यमं खलु धर्मसाधनं इत्युक्तवत् शरीरस्य सद्दृढतायाः क्रीडाम् अत्यन्तम् उपयुक्तमार्गां भवति धर्मसाधनस्य मार्गं क्रीडा एव दर्शयति अतः क्रीडा क्रीडाम् अत्यन्तविशेषरूपेण वर्तते